तमिळ् मातृभाषा तमिळ् तमिळ् भाषया लिखितानि पुस्तकानि अन्यभाषया इत्युक्ते संस्कृते ते परिवर्तितं पुस्तकानि सन्ति मयापि एकं तमिळ् भाषातः संस्कृतभाषया परिवर्तितम् अनुवादं कृतमेव अन्यपुस्तकानि अपि मया पठितमेव परन्तु मम आशा किम् इत्युक्ते ते संस्कृते बहवः ग्रन्थानि सन्ति तानि ग्रन्थानि तमिळ् मध्ये अनुवादं करणीयम् इति मम आशा अनुवादं यदा वयं कु कुर्मः चेत् बहवः जनाः अपि शास्त्रविषयान् सर्वं ज्ञातुं शक्यते इति